हा निश्चयेन का सर्वेषां जीवने प्रधानं निर्णयं स्वीकुर्यात् इति समयः निश्चयेन आगच्छति मम जीवने अपि आगतः अस्ति आगतम् अस्ति अहं किमपि समस्या अस्ति चेत् प्रथमं मम परिवारः एव उत्तरं ददाति अहं तत्र एव गत्वा सर्वं वदामि कथम् एतत् परिवर्तनं करणीयं परिशीलनानन्तरं मिलित्वा मम पतिः मम पुत्री सहितम् एतद् निर्णयम् स्वीकरोमि ते किमपि अभिप्रायं वदन्ति तदेव प्रधानम् अभिप्रायम् इति स्वीकरोमि तदनन्तरं मम मित्रानी मित्राणि मध्ये अपि पृच्छामि पृष्ट्वा तद् द्वितीया अल्पना कल्पना इति स्वीकृत्य तदपि मम परिवार् परिवारसहितम् चर्चां कृत्वा य यद् अस्माकं दृष्ट्या बेस्ट् उत्तमम् उत्तमः इति वयम् चिन्तयति चिन्तयामः तदेव अहं करोमि कस्य अभिप्रायं स्वीकरोषि इत्युक्ते प्रथमं मम परिवारं प्रत्येव अहं गच्छामि तदेव मम दृढसङ्कल्पः किम् इत्युक्ते मम परिवारः एव माम् तस्य सल्यूषन् दातुं शक्यते इति मम निश्चितम् अहं निश्चितं कृत्वा तदेव स्वीकरोमि